वन्दे मातरं कः वदति आं परम् अहं न रुग्णा केन सह वक्तुमिच्छति भवती केन कया सह वक्तुमिच्छति जाह्नवी भगिन्या सह आमामहं जाह्नवी अस्मि वदतु हा सम्पर्कं करोतु हा परं किमर्थमहं सम्पर्कं करोमि मत्कृते आं कथितं परं न न चिन्ता मास्तु अहं सम्यक् अस्मि कुशलिनी अस्मि किमर्थं चिन्तां करोति भवती मम स्वास्थ्यं समीचीनम् अस्ति भवत्याः समीपे समीपे उपायः एवं वा न मम समस्या तु कार्यबाहुल्यम् अस्ति तदर्थं भवती किं कर्तुं शक्नोति एवं वा आस्तु धन्यवादः